अहं साहित्यविषये अधिकं लेखितुम् इच्छामि सहितस्य भावः साहित्यम् अर्थात् हितसाधनम् साहित्यमाध्यमेन भवति साहित्ये कलासंस्कृतिः अलङ्कारशास्त्राणां विषये निहितम् अस्ति मनुष्यः साहित्यसङ्गीतकलाविषण्णः साक्षात् पशुसदृशः साहित्यं मानसं प्रफुल्लितं करोति अहं साहित्यम् अध्येतुं परन्तु अहं पठितृभ्यः कृते व्याकरणविषयं पाठयिष्यामि व्याकरणस्य अपरं नाम शब्दानुशासनं वर्तते यतो हि शब्दविषयकम् अनुशासनमेवास्य साक्षात् प्रयोजनम् अतः व्याकरणस्य महत्त्वं भाषायाम् असन्दिग्धं छात्राणां व्याकरणस्य शब्दज्ञानं धातुज्ञानं लकारस्य ज्ञानं दद्मश्चेत् छात्राः अधिकात् अधिकम् उत्तमं वाक्यरचनां कर्तुं शक्यते शब्दस्यार्थः सम्यक् रूपेण बोद्धुं पारयेत् किमपि विषये तेषां क्लिष्टं न भवति सर्वेषां विषये पठितुं सक्षमः भवेत् अहं पठितृभ्यः कृते आदौ व्याकरणज्ञानम् अथवा शब्दधातूनां विषये अधिकं दातुम् इच्छामि